संस्कृतस्य गद्यसाहित्यग्रन्थेषु बाणभट्टेन विरचितं एकं एका कृतिः नाम तस्याः तस्य तस्याः कृतेः नाम कादम्बरी इति पुनः अन्यदप् अन्यत् अन्योपि ग्रन्थः विरचितः तेनैव बाणभट्टेन तत् हर्षचरितं तत्र हर्षचरितं गद्यसाहित्यं अस्माकं देशे पूर्वः पूर्वम् एका राजा आसीत् चक्रवर्ती हर्षः एका राजा आसीत् तस्य नाम हर्ष इति तम् अधिकृत्य कृतवान् तस्य पूर्णं जीवनचरित्रं तत्र कृतौ तस्यां कृतौ उल्लिखितं पुनः कादम्बरी इति तत्र कादम्बरीग्रन्थस्य कथावस्तु नु कविकल्पितं पूर्ण कविकल्पिता एव कथावस्तु तत्र विद्यते एवं तत्र बहवः बहूनि सुभाषितानि पुनः लोकयुक्तयः इत्यादयः बहवः विषयाः लभ्यन्ते